मया तु चित्रनिर्माणं कदापि न क्रियते इति कारणात् तत्र कुत्र कष्ट कष्टमनुभवन्ति जनाः ये चित्रनिर्माणं कुर्वन्तीति न ज्ञायते किन्तु बहुधा अन्येषां किं चित्रनिर्माणे आसक्तिः दृष्टा अस्मि तत्र किं बहुत्र किं नेत्रस्य लेखनसमये कष्टमनुभवन्ति तत्र तु ते किं कर्व्स् पठितुं नेत्रं लेखनसमये यत् कर्व्स् अपेक्षितमस्ति तद् पठितुं ते यूट्युब् आश यूट्युब् आश्रयन्ति इति एकं दृष्टवती अनन्तरं साक्षात् ड्रायिंग् क्लासस् पेन्टिङ्ग् क्लासस् गत्वा अपि ते पठित्वा अनन्तरं तद् क्लेशं निवारयन्तीत्यपि दृष्टवती अस्मि